दिनपूर्तिः जलस्य आवश्यकतार्थं मम गृहे कूपः वर्तते नूतनं भाण्डानि अपि तत्र रक्षितानि वर्तते मृण्मय ये वस्तूनि सन्ति भाण्डानि सन्ति ते वयं ग्रीष्मकाले अपि उपयुज्मः